हरिः ओम् आम् नमोनमः महोदया कथमस्ति अहम् अहमपि सम्यक् अस्मि मम तु सम्यक् रूपेण न जातं यतोहि आन्लैन् माध्यमेन एव कक्षादि कृतवती अधुना पर्यन्तं आम् आम् मम अपि सिलेबस् समाप्तं न जातं पुनः छात्राः सम्यक् रूपेण विषयस्य अवबोधनमपि न कर्तुं शक्यते अधुना आम् आम् आम्

बहुक्लेशः जातः पुनः मनोजव् अ अपि सम्यक् रूपेण न ददाति छात्राः आम् आम् आम् आम् पुनः कथमस्ति भवान् आम् न न ममापि सिलेबस् समाप्तं न जातं अतः एव आम् अतः एव दूरवाणीं कृतवती अहं किं करोमि अधुना तु सिलेबस् समाप्तं ना जातं तथापि यत्

आम् आम् आम् आम् आम् समाप्तं जा हा भविष्यति आम् अहमपि एतदेव चिन्तितवती अस्तु आम् तदेव करोमि अहमपि आन्लैन् माध्यमेन अपि कक्षां करिष्यामि पुनः आफ़्लैन् माध्यमेनापि एवं रूपेण सिलेबस् अहं समाप्तं करिष्यामि अस्तु अस्तु तर्हि पुनर्मिलामः